भारते प्रसिद्धाः क्रीडाः क्रिकेटः अस्ति प्रसिद्धानां क्रीडका क्रीडकनाम् अन्तराष्ट्रीयरूपेण प्रसिद्धाः अस्ति क्रिकट् क्रिकेट् इति क्रीडाक्षेत्रे द्वादश क्रीडापटु हु अपि अस्ति द्वयोः अपि मध्ये द्वयोः अपि मध्ये क्रीडका क्रीडकार्यं प्रचलति इतोऽपि एकं पक्षं हा सञ्जातः म् जितम् अस्ति प एकं पक्षं पराजितम् अस्ति